शुभोदयः महोदय अहमद्य अल्पाहारं कृते शाकाम् आलू चपाति कृतवती अनन्तरं चपाति उप्मा कृतवती परिवेषयामि वा आलू एवं चपाति अनन्तरम् उप्मा अपि कृतवती परिवेसयामि वा हा गतसप्ताहे कृत् नास्ति महोदया एकवारं श्रुण्वन्तु गतसप्ताहे यदा मया कृतं तदानीं सम्यकस्तीति खादितवन्तः खलु तदर्थं अद्यापि खादन्ति इति विचिन्त्य अहं अद्य तदेव कृतवती नाम का इच्छा अस्ति इति विचिन्त्य कृतवती न अद्य सम्यक् कारितवती अहं महोदया किमर्थम् एवं निन्दां ददाति

न महोदया भवन्तं विना अहं कथं खादितुं शक्नोमि इतः परम् अहं पृष्ट्वा एव कारयामि महोदया अद्य किञ्चित् खादन्तु एवं साक्षात्

न न अद्य किञ्चित् विस्मृ इदानीं इदानीं करोमि वा महोदया करोमि वा पञ्चनिमेशेषु अहं समापनं करोमि महोदया किञ्चित् वीक्ष्यमाणाः भवन्तु किञ्चिदपि अड्जस्ट् कुर्वन्तु बोः न न अहं तदा न वदामि श्वः आरभ्य भवन्तं पृष्ट्वा एव करोमि सर्वमपि न नास्ति महोदया तथा किमपि अस्तु महोदया स्वः आरभ्य एवं एतस्य पुनरावृत्तिः न भवति श्वः क्षम्यताम् एतदेव अन्तिमं अस्तु महोदय धन्यवादः